अधिकजनाः इत्युक्ते क्रिकेट् एव अधिकजनाः द्रष्टुमिच्छन्ति क्रिकेट् एव भागं स्वीकर्तुम् अपि द्रष्टुमपि द्वयमपि क्रिकेट् एव अधिकं भवति क्रीडाङ्गणेषु तदेव अधिकम् आयोजनाः अपि भवन् भवन्ति